संस्कृतभाषायाः वैशिष्ट्यम् इति कथनस्य आवश्यकता एव नास्ति यतः भाषायामेव तत्र अस्ति सम्यक् कृतं संस्कृतमिति अतः तत्तु वैशिष्ट्ययुक्ता भाषा इति निदर्शनमस्ति तद् अवगत्येव अहं संस्कृतभाषामेव पठितुम् आरब्धवान् प्रायशः पञ्चविंशतिवर्षेभ्यः पूर्व एवमेव सम्भाषणं स् द्वारा संस्कृतसम्भाषण शिबिरद्वारा संस्कृतभारती यदि चालत् चालयति तद्द्वारा एव अहं संस्कृतं पठितवान् तस्मात् पूर्वं विद्यालयेव नोचेत् मम कुटुम्बेव तादृशं वातावरणमेव न आसीत् तद् पठित्वा एव संस्कृतस्य वैशिष्ट्यं किञ्चित् किञ्चिद् अवगम्यमानाः अग्रे अग्रे पठित्वा अनन्तरमेव अहं शास्त्रादिकं पठितुम् आरब्धवान् अतः तु संस्कृतस्य वैशिष्ट्यम् इति पश्यामः चेत् तत्र बहवः विषयाः सन्ति प्रथमं वदामः चेत् य आधुनिककाले सङ्गणकस्य बहु उचितभाषा इति पश्यामः चेत् संस्कृतभाषा एव यतः तस्य व्याकरण प्रारूपम् इति अस्ति तत्तु आधुनिककाले बहु ज्ञानं ददाति इति विषयं सर्वे अपि अङ्गीकृतमस्ति इति कारणेन अहं संस्कृतस्य वैशिष्ट्यम् अवगतवानित्येव मम चिन्तनम्